प्राचीने भारतस्य बहुविधराजाः प्रसिद्धाः भवन्ति दिलीपः रामः चन्द्रगुप्तमौर्यः राणाप्रतापः मह्यं राजा दिलीपः बहु रोचते राजादिलीपस्य कार्यं तस्य वाणी तस्य स्वभावः इतिहासे बहु सुन्दरं रेखाटनमस्ति राजा दिलीपस्य नन्दिनीकथा अस्माकं बहु रोचते राजादिलीपेण गोमाता नन्दिनी बहु शुश्रूषां कुर्वन्ति अनन्तरं तस्य आशीर्वादं ददाति तत् तत् कारणेन रघुवंशे रघुवंशे रामः आगच्छति बहुविधं कार्यम् दिलीपराजा बहु उत्तमं कुर्वन्ति राजा दिलीपः मह्यं बहु रोचते